मम प्रदेशे तावद् तत्र नृसिंहदेवालयः वर्तते तत्र यदा नृसिंहमहोत्सवः भवति तदा सर्वे जनाः स्वात्मानं योजयित्वा तस्य सम्यक्तया आचरणं कुर्वन्ति आधिक्येन तु तत्र आराध्यदैवः वर्तते नृसिंहः तत्र यदा उत्सवस्य आरम्भः बवे भवति तद्दिने प्रातः शीघ्रं सर्वे गृहीयाः ये सन्ति ते सर्वे स्नानादिकं कृत्वा यत्र देवालयः वर्तते तत्रागत्य स्वात्मानं योजयन्ति यदा तत्र पूजा आरभ्यते तदानीं सर्वे भागं गृह्णन्ति सम्यक्तया भवति रात्रौ तु रथोत्सवः भवति तदानीं तत्र मठम् अपि वर्तते इति कृत्वा तत्र स्वामिनः अपि आगच्छन्ति तैस्सह एव सम्पूर्णं यः ग्रामः वर्तते तत्र सम्पूर्णं रथोत्सवः भवति सम्पूर्णतया तथैव जनानामपि तथैव स्पन्दः भवति मठादिषु तोरणनिर्माणम् इत्यादि स्वयम् आगत्य कुर्वन्ति तथैव धान्यादिकम् इत्यादि सम्यक्तया ते एव यच्छन्ति एतद्विदेशीयानां कृते कथं नाम एकं वा लैव् इत्यादिद्वारा तेषां कृते दर्शयितुं शक्यते एतेषां विषये येन पत्रिकासु प्रकटणं कर्तुं शक्यते इत्यादिद्वारा तेषां ये विदेशिजनाः सन्ति तेषां कृते अस्य परिचयः कारयितुं शक्यते तत्र जनानां स्पन्दः अपि तथैव सम्यक् एव वर्तते